अस्माकं भारतदेशे प्रतिगृहे संस्कृतं सांस्कृतिक आचरणं बहु विधाः सन्ति प्रत्येकं धर्मस्य अन्यविदस् अन्यविदा विधाः आचरणानि सन्ति एतस्मिन् समये युवकाः युवत्यः गृहे यद्यद् सांस्कृतिक आचरणं पालयन्तः तेषां विषये बहु उत्साहेन भागं न स्वीकुर्वन्ति कश्चन गृहे एव त तादृशं सम्यक् भागं स्वीकुर्वन्ति तादृशनिरुत्साहस्य कारणम् अहं चिन्तयामि तेषां शिक्षणक्रमः यदा ते विद्यालये पठन्ति तत्र जीवनस्य मूल्यस्य विषये किमपि सम्यक् पाठनं न आसीत् केवलं परीक्षार्थं वा धनसम्पादनार्थं वा तत्र प्रामुख्यता अस्ति तेषां जीवने किं किं बहु मुख्यं अस्माकं धर्मस्य विषये वा देशभक्तिविषये वा अस्माकं कुटुम्बजनानां सह क कथम् आचरणं करणीयं एतद् विषयं वयं सम्यक् न ज्ञातुं शक्नुमः द्वितीयं कारणम् अहं चिन्तयामि अद्यतनकाले कुटुम्बजनाः सर्वे मिलित्वा एकत्र न वसन्ति पिता माता अपि कार्यालयं गच्छन्ति चेत् युवकः युवत्यः प्रायः सर्वेषां समीपे तादृश सम्यक् भाषणम् अपि न करोति अन्येषां प्रति आदरमपि न आसी इति कारणेन ते सांस्कृतिक आचरणे सम्यक् उत्साहं न दर्शयन्ति तृतीय कारणं तु इदानींतन काले अन्तर्जालमाध्यमेन सर्वत्र विडियो वा अन्यविषये अन्यविषये किमपि ते पश्यन्ति तत्र तेषां मनसि ते यद् पश्यन्ति तदेव तिष्ठति तस्य विषये अन्य किमपि क्लारिफ़िकेशन् दद्मः इति चिन्तयामः चेत् एकस्य समीपे अपि भाषणमपि न करोति इति कारणेन यद्यद् ते पश्यन्ति तदेव सम्यक् इति तेषां मनसि तिष्ठत एते सर्वे तेषाम् अस्माकं धर्मस्य विषये वा संस्कृतिविषये वा अनादरं उत्पादयन्ति इति मम चिन्तनम् अस्ति